यदा मया अधिकजनसंख्यानां कृते पाकः कृतः तदानीं मया किं किं कृतं तदहं निरूपयिष्यामि यदा मया अधिकसंख्याकानां जनानां कृते पाकः कृतः तदानीं मम कृते किं किमपेक्षितं तद् मया यः पूर्वं कृतवान् आसीत् तस्य निकटे पृष्टवान् किं किम् अपेक्षितं भवति किं किं कर्तव्यं भवति अपि च कथं कर्तव्यम् इति अपि पृष्टवान् यथा तेन उक्तं तथा मया पाकं कृतमासीत् इत्युक्तौ यदा मया पाकः आरब्धवान् तदानीं व्यञ्जनं सर्वं पार्श्वे संस्थापितवान् आसं कट् कृत्वा अनन्तरं जलम् अपेक्षितं भवति चेत् साहाय्यार्थं द्वित्रिजनान् अपि आहूतवान् अनन्तरं पाककरणोत्तरम् किं किम् अन्ते संस्थापनीयमस्ति तदपि संस्थाप्य पाकं समापितवान्